कोविड्काले विज्ञानं तन्त्रज्ञानम् एव साहायम् इति आसीत् सर्वेषु गृहेषु एव आसन् सर्वकार्याणि गृहेभ्यः एव आसन् तादृशसमये एतत् तन्त्रज्ञानम् बहु साहायरूपेण आसीत् संस्कृतभारती संस्थायाम् भिन्न भिन्न कार्याणि आ सन्ति आसन् तत्र वयम् अन्तर्जालस्य माध्यमेन एव अन्तर्जालमाध्यमेन एव कार्यम् आ कृतवन्तः वर्गाः सर्वाः साक्षात् एव आसन् पूर्वं परन्तु कोविड् कारणेन चलनमेव न आसीत् तादृशाः वर्गाः सर्वाः स्थगिताः परन्तु वयं झटिति अन्तर्जालमाध्यमेन आरम्भं कृतवन्तः तत्र छात्राः सर्वे ज्ञातवन्तः वा इति न आरम्भकाले किञ्चित् कष्टम् अनुभूतवन्तः एव परन्तु कालक्रमेण सर्वे ज्ञातवन्तः स्कैप् वा एम् एस् डिम्स् वा ज़ूम् वा कथम् उपयोगं करणीयम् किं करणीयं दूरवाण्याम् अप्लिकेशन् इन्स्लेशन् इत्युक्ते किम् कथं योजनीयं मेलनेषु कथं योजनीयं अथवा वर्गार्थं कथम् उपयोगं करणीयम् इति सर्वं ज्ञात्वा मन्दं मन्दं मन्दं सर्वे उपयोगं कृतवन्तः अनन्तरम् अनन्तरं वर्षद्वयं वा तत् सर्ववर्गाः अन्तर्जालमाध्यमेनैव आसीत् मेलनानि अन्तर्जालमाध्यमेनैव आसीत् इति विज्ञानं तन्त्रज्ञानमेव अस्माकं सहायरूपेण अ आसीत् इत्थम् इदानीमपि अस्ति परन्तु साक्षात् वर्गाः इदानीम् आरब्धाः तत् तथापि विज्ञानं तन्त्रज्ञानम् अस्माकं समीपे एव अस्ति अस्माकं सहायार्थं सर्वदा भवत्येव रामराम